अस्मत् प्रदेशे दशरामहोत्सवः बहु सम्भ्रमेण आचर्येन्ते जनाः उत्सवं दशदिनपर्यन्तं नगरस्य विविधभागेषु गृहेषु मन्दिरेषु मठेषु च आचरन्ति उत्सवे देवालयेषु पूजाः क्रियन्ते अन्यस्थलेषु विविधसांस्कृतिककार्यक्रमाः यथा सङ्गीतनाटकादीनि वस्तुप्रदर्शनानि मल्लयुद्धाः इत्यादयः प्रचल्यन्ते दशमे दिने शोभायात्रा भवति तां द्रष्टुम् जनाः देशविदेशात् आगच्छन्ति अहं गृहे प्रातः विशेषपूजाकार्यं करोमि विशेषभोजनं खादामि सायंकालेषु सङ्गीतं श्रोतुं संङ्गीतसभां गच्छामि